हरिः ओं श्रूयते वा हा शुभोदयं हा अहम् आदर्शः आदर्शः मोटर्स्तः भवते सम्पर्कं कुर्वन् अस्मि मया ज्ञातं यत् भवान् नूतनम् कार्यानं स्वीकर्तुमिच्छति इति कति जनानां कृते भवान् स्वीकर्तुमिच्छति इत्युक्ते फ़ामलि वा नो चेत् पर्सनल् यूस् वा फ़ामलि वा तर्हि फ़ाम्लि भवतः परिवारे कति जनाः सन्ति हो पञ्चजनाश्चेत् भवते टि यु वि पर्याप्तमिति मन्ये इत्युक्ते भवान् लोङ्ग् डैव् इत्यादिकं कर्तुमिच्छति वा नो चेत् सिटि मध्ये एवमेव तदर्थमिच्छति वा ओ उभयं वा तर्हि इतः पूर्वं भवतः पार्श्वे कोपि वा कापि वा दूरं यानमस्ति वा आसीत् वा ओ एक्स् यु वि ओ एवं वा अस्तु इदानीं भवतः बज्जेट् किम् इति इत्युक्ते अस्मिन्नेव बज्जेट्मध्ये अपेक्षितम् हा लग्सुरि अस्माभिः दीयते चिन्ता नास्ति किन्तु भवतः बज्जेट् वदति चेत् तद् तदनुगुणं वयं लग्सुरि दातुं शक्नुमः हो एवं वा तर्हि भवतः कृते लेम्बोर्गनी म्याक् इति नूतनम् एकम् आगतं यानं तस्मिन् भवतः पर्फ़ोर्मेन्स् स्पीड् इत्यादिकं सर्वं सम्यक् भवति यदि भवान् इच्छति चेत् तं दु लोङ्ग् डोस् कृते अपि आनीतम् आनीय गन्तुं शक्यते अथवा आफ़ीस् इत्यादिकं कुत्रापि आनीय गन्तुं शक्यते तम् किं यानम् हा मर्सडीस् अपि अस्ति मर्सडीस्मध्ये मर्सडीस्मध्ये यदि भवान् अपेक्षते इच्छति चेत् मर्सडीस् जि एल् एक्स् टु हण्ड्रेड् इति अस्ति अथवा डि जि एल् एक्स् फ़ोर् हण्ड्रेड् इति आप्शन् द्वयम् इ सिक्सिटि त्री अपि अस्ति मर्सडीस्मध्ये तत् कन्वर्टर् जि व्यागन् जि व्यागन् तु अस्ति किन्तु तस्य एकमेव एककोटिः रूप्यकाणामेव अस्ति इति मन्ये भवतः अस्तु भवतः बजेट्मध्ये यदि लग्शुरि अपेक्षते चेत् जि मर्सडीस् अपि स्वीकर्तुं शक्यते

अस्तु हा अहं भवते लोकेशन् प्रेषयामि यदा भवतः पार्श्वे समयः भवति तदा आगत्य एकवारं द्रष्टुं शक्यते आम् अस्तु हा हा अस्तु धन्यवादः